आम् अवश्यम् अहं सांस्कृतिक आचरणेषु श्रद्धया भागं वहामि सामान्यतया सांस्कृतिक विषयेषु यूनां निरुत्साहस्य विषये निरुत्साहस्य विषये अस्माकं कर्तव्यं बहु अस्ति

युवकानां सांस्क् अस्माकं संस्कृतेः महत्त्वं पाठयित्वा तेषाम् आसक्तिं वर्धनं करणीयम् तथा युवानः पाश्चात्यसंस्कृतेः अनुकरणं तेषां तेषाम् एव पालनं करणीयं न्यूनं भवति तथा अस्माकं देश यदा ते अस्माकं देशसंस्कृतेः महत्त्वं श्रेष्ठता ज्ञायते तदा ते अपि अस्माकं संस्कृतेः अनुकरणं श्रद्धतया कुर्व् कर्तुं शक्यते